मया सूचितवस्त्राणां विषयः अतीवप्रशंशनीयः इति ग्राहकाः अभिप्रायन्ति यदाहं सूचिकाकर्मणा विविधानि वस्त्राणि सिद्धानि करोमि तदा सर्वे जनानां सूचीम् अवश्यकतां च सम्पूर्णं कुर्वन्ति विविधाः ग्राहकाः विविधवर्णाः वर्णाः वर्णविन्यासयुक्तानि उत्कृष्टकौशलयुक्तानि वस्त्राणि प्राप्य सन्तुष्टाः भवन्ति मया कृतं कार्यं दृष्ट्वा जनाः अत्यन्तसन्तुष्टाः भ अतीवसन्तुष्टाः भवन्ति मम कौशलं तु विशेषतया सूक्ष्मसूत्रं सूत्रेण योजनायाम् अवलोक्यं भवति मया यथा वस्त्रस्य आकारः रङ्गः रचना च उत्तमं भवेत् इति सदा चिन्त्यते अत्रैव ग्राहकाणां प्रतिक्रिया सदा सकारः सकारात्मकम् ह अस्ति सकारात्मकः अस्ति ते बहवः कृत्वा वस्त्रस्य सौन्दर्यं सुकुमारता च प्रशंसन्ति जनाः अपि मम कृतिं दृष्ट्वा कुशलं सूचिकाकर्माणि इति वदन्ति जनाः मम कृतीं दृष्ट्वा कुशलं सूचिका कर्मणि इति वदन्ति मया यदा विशेषवस्त्राणि सुन्दरवस्त्राणि यथा विवाहवस्त्राणि विशेषसमारोहवस्त्राणि देवतानां वस्त्राणि च सिद्धानि भवन्ति तदा ते अधिकं प्रशंसां प्राप्नु प्राप्नुवन्ति मम यत्नेन निर्मितानि वस्त्राणि जनानां हृदये स्थिरं स्थानं प्राप्तानि इति अनुभवामि तथा च बालानां शिशूनां वस्त्राणि च अत्यन्तसुन्दरं भवन्ति अत एव सूचिकाकौशल्ये मम परिचयः लोकानां समीपे प्रशंसायोग्यः अभवत् अहं सर्वदा नवीनवस्त्ररचनायाः प्रयत्नं कुर्वन् जनानां आवश्यकतां पालनं करोमि यत् तेषां प्रतिक्रियां चिरं साकं सकारात्मकं भवेत् तथा च तथा च जनाः मम मया सिद्धानि वस्त्राणि सिद्धानि वस्त्राणि देवतानां वस्त्राणि विवाहार्थं सिद्धानि वस्त्राणि अवलोक्य जनाः आश्चर्यम् अनुभवन्ति स्म अतः ये ये सर्वे जनाः आगच्छन्ति मह्यमपि एकः सुन्दर वस्त्रं सिद्धं कृत्वा ददातु इति वदन्ति तथा च ये सर्वे सन्तुष्टाः भवन्ति